हरिः ओम् हरिः ओम् कः हाँ वदतु अत्र हरिः ओम् तथा वा महो महोदय म मम कृते एकं साहाय्यम् अपेक्षितं किमर्तमित्युक्ते वयं सर्वे काशीं गन्तुमिच्छामः इदानीं कुत्र पेकेज् अस्ति वा लभ्यते वा

ओ तथा वा रे रेल् यानम् अस्ति वा अस्तु अस्तु शक्यते कियत् धनम् अपेक्षते वयं चत्वारः स्मः ह चत्वारः स्मः एक एकस्मै प्रति क कति धनम् अपेक्षितं महोदय

द्वाम्

सत्यं चत्वारः स्मः वयं वा तत्र एकस्मै कृते कति धनम् अपेक्षितम् इति तत् केल्कुलेट् कृत्वा वदतु महोदय नैव ये सी एव ए सी एव भवतु नाम

किं किं थ्री टेर् इत्युक्ते तत्र व्यवस्था का वर्तते

महोदय तत्र इदु शुद्धं वा सर्वं भोजनादिकं पानीयादिकं शुद्धं लभ्यते वा शुद्धं भवति वा अथवा ह सत्यं भोजन भोजनादिकम् आहत्य कि कियत् भविष्यति महोदया तत्र एक एकस्य कृते ओम् आ अस्तो अस्तु अस्तु महोदय यदि वयं केन्सल् कुर्मः चेत तत् धनं पुनः आगच्छति वा ओ तथा वा अस्तु महोदया अहं सायमेव पुनरेकवारं दूरवाणीं कृत्वा बुकिङ्ग् करोमि महोदय धन्यवादाः धन्यवादाः